आम् अहं चारणं कृतवती तत् हिमालये एव तत् तत्र टेण्ट् कृत्वा अहं वासमपि कृतं तद्बहु सुन्दरं तदा अति एकं बृहत् एक्स्पीरियन्स् आसीत् तद्बहु सुन्दरं भवति